प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः दृश्यते वा इति सर्वत्र दृश्यते इति नास्ति किन्तु इदानीं सर्वत्र देशे संस्कृतस्य प्रचारः जातः इति कारणतः कुत्र कुत्र प्रादेशिकवाणिज्यव्यवस्थायामपि संस्कृतस्य उपयोगः जातः इति अस्माभिः द्रष्टुं शक्यते अत्र संस्कृतस्य अस्य अत्र शिव्मोग्गस्य समीपे एव मत्तूर् इति एकः ग्रामः अस्ति उदाहरणार्थं तत्र सामान्यतः सर्वेजनाः आपणिकाः ये सामान्यव्यवहारं कुर्वन्ति ते सर्वे अपि संस्कृतभाषया एव व्यवहारं कुर्वन्ति अतः यदि अस्माकम् इतोपि प्रचारः क्रियते चेत् जनानां संस्कृतस्य विषये जागरणं क्रियते चेत् उपयोगं द्रष्टुं शक्यते